तत् स्क्रीन् टैम् इति दत्तं स्क्रीन् टैम् नाम अत्र टी वी स्क्रीन् अपि द दर्शयन्ति पश्यन्ति जनाः एवं बालकाः अधुना मोभैल् इत्यादिकं वर्सिल मोबैल् स्क्रीन् पश्यन्ति अत्र मोबैल् स्क्रीन् दर्शनेन नेत्राणां बहु दुःखं भवति आरम्भकाले सन्तोषः भवति परन्तु अन्तिमे दुःखाय एव भवति अतः यत्र बालकाः तेषां कथं भवेत् विद्याय क्षणत्यागे कुतो विद्या इति भवतु क्षणमपि परित्यागं न कर्तव्यं विद्यार्थं तत्र दैहिकमपि दैहिकवृतम् अपि किञ्चित् तत्र विश्रान्तिः अपेक्षिता अतः विश्रान्त्यर्थमपि सर्वे जनाः अपि बालकानां क्रीडार्थम् अपि प्रोत्साहं कर्तव्यं ते बौद्धिकेषु यावती उन्नतिः भवति तावती उन्नतिः तदा एव भवति यदा किञ्चित् श्रमस्य निवासः भवेत् तदा तावदेव